अवकरणकण्डोलानि स्वच्छानि कर्तुं प्रतिदिनम् अस्माकम् नगरनिगमतः सेवकाः आगच्छन्ति विबद्ध अवकराणि अविबद्ध अवकराणि पृथक् कृत्वा एव सेवकेभ्यः दातव्यम् प्रतिदिनम् अथवा न्यूनातिन्यूनं सप्ताहे द्विवारं वा कर्मकराः आगत्य वीथीं शुद्धं कुर्वन्ति किन्तु एतादृशम् उत्तमतया कार्यम् कुर्वद्भ्यः कर्मकरेभ्यः न्यूनं मूल्यम् एव ददति निश्चयेन अहम् उत्तमसेवां सेवां प्राप्तुं नगरं गन्तुम् इच्छामि